मम इष्टः सङ्गीतप्रकारः कर्नाटकसङ्गीतम् एव किमर्थम् इत्युक्ते हिन्दुस्थानी सङ्गीते तालः अस्ति भावः अस्ति रागम् अस्ति किन्तु भावेव प्राधान्यम् अस्ति कर्नाटकसङ्गीतापेक्षया भावमेव किन्तु कर्नाटकसङ्गीते तालं भावम् साहित्यमेव प्राधान्यम् अस्ति कर्नाटकसङ्गीतम् वन् अस्माकं परम्परे बहु कालतः आगच्छन्ति प्रसिद्धः गा सङ्गीतविद्वान् विध्वान् अस्ति त्यागराजः अनन्तरं मुत्तुक्षा मुत्तुस्वामि दीक्ष दर् अहेपि अन्याः सङ्गीतविद्वान् अस्ति जनाः सन्ति सन् मम बाल्यकालतः ब बाल्यकालतः कर्नाटकसङ्गीतमेर श्रुत्वा अहम् वर्धते तनिममेष्ट सन् सन् कर्नाटकसङ्गीतमेव आद्या